अहं मैसूरनगरे अस्मि अत्र छायाचित्र ग्रहणं ग्रहणाय अनेकानि सुन्दराणि स्थानानि वर्तन्ते तत्र अहं नगरप्रदेशे एव अस्मि नगरस्य केन्द्रस्य मध्ये एव अस्मि मम सम गृहस्य समीपे पुरभवनं वर्तते तथा प्रसा राजगृहं वर्तते राजगृहवातावरण प्रदेशे सम्यक् छायाचित्रग्रहणं भवति तथा तत्र मैसूरनगरस्य समीपे चामूण्डीपर्वतः अस्ति तत्रापि छायाचित्रग्रहणं भवति तथा सर्वत्र कुक्करळ्ळि केरे इति अस्ति तस्मिन् अपि प्राकृत प्राकृतिकसुन्दरदृश्याणि ग्रहितुं शक्यन्ते तथा वृन्दावनगार्डन् अपि समीपे एव अस्ति तत्रापि वृन्दावनगार्डन् अपि विश्वप्रसिद्धं भवति तत्र प्रकृतिकसौन्द् प्राकृतिकसौन्दर्यं बहु सम्यक् वर्तते तत्र छायाचित्रग्रहणं समीचिनं भवति तत्र तत्र गत्वा अहं छायाचित्रग्रहणं करोमि